अहं ग्रामसङ्घस्य अथवा जिल्लाकार्यालयस्य अधिकारिणां भ्रष्टाचारं दुःखम् अनुभूतवान् एतत् वक्तुं कारणं यत् यदा अहं भूमिसम्बन्धस्य कृत्यस्य विषये जिज्ञासितुं गतः तदा प्रथमं सः पृष्ठस्य प्रश्नस्य सम्यक् उत्तरं न दत्तवान् तथा च मां तत्र किञ्चित्कालं प्रतीक्षतु इति अवदत् पश्चात् तद्विषये सूचनायै धनं याचितवान् यत् अहं पृष्टवान् एषा एव वर्तमानस्थितिः